मम प्रदेशस्य नाम उत्कलप्रदेशः इति सर्वे जानन्ति कला तथा पर्यटनस्य स्थानं भवति उत्कलप्रदेशः उत्कलप्रदेशे अनेकानि पर्यटकस्थानानि सन्ति ते यथा पुर्यां जगन्नाथमन्दिरम् अस्ति तत्र विश्वप्रसिद्धरथयात्रा अपि भवति रथयात्रासमये अनेकस्थानस्थ जनाः तत्र गत्वा रथयात्रां पश्यन्ति तत्र एका पुष्करणी अस्ति तस्या नाम भवति नरेन्द्रपुष्करणी इति नरेन्द्रपुष्करणीविषये एक लोकोक्तिः अस्ति यदि तस्यां पुष्करण्यां स्नानं करोति तर्हि तस्य पापक्षयः भवति एतान् अतिरिक्त्य शान्तिस्थूपः खण्डगिरि उदयगिरि कोणार्क सूर्यमन्दिरं सिमील्पाल् अभयारण्यादि पर्यटकस्थानानि सन्ति तत्र बहवः पर्यटकाः भ्रमणार्थं तथा मनोरञ्जनाय गच्छन्ति